अहं तु रोपणार्थम् पादपान् कृषिकेन्द्रतः प्राप्नोमि तत्र यन्न लब् यन्त् न लभ्यते मम गृहे वा ग्रामे वा यदुपलभ्यते तत् अहमेव सम्यक् गव्यं स्थापयित्वा अनन्तरं सस्यं प्राप्नोमि अनन्तरं क्षेत्रे तत् स्थापयामि एवम् उभयतः अपि अहं रोपणार्थम् पादपान् प्राप्नोमि अन्येऽपि रोपणार्थम् श्रोताः सन्ति परन्तु तस्मिन् क्षणे सरलतया यत् प्राप्नोति तदेव अवलम्ब्य पादपस्य पालनं पोषणं करोमि तेन च निश्चिते खा काले अहम् सस्यान् संस्थाप्य समीचीन फलं प्राप्नोमि